गृहस्य परितः स्थानानि सर्वाणि स्वच्छतया भवतु इति अस्माकं लक्ष्यमस्ति तत्र विद्यमानः गृहेषु अपि समानं लक्ष्यमस्ति अत्र भवने गृहस्य भवने सर्वे उपविश्य वयं यदा कदापि चर्चां कुर्मः कथं वयं स्वच्छता स्थापयामः इति तद् उद्दिश्य एकां से सेविकां वयम् आनीतवन्तः सा प्रतिदिनं तत्र शुद्धं करोति अनन्तरं सप्ताहे एकं दिनम् मुख्यतया जलम् अधिकं तादृशं स्थापयित्वा उपयुज्य इतोऽपि सम्यक् शुद्धं करोति अनन्तरं बहिः इत्युक्ते वी वीथी अस्ति मार्गः अस्ति तादृशः स्थानेषु सर्वकारस्य जनाः आगच्छन्ति प्रतिदिनमागच्छन्ति ते अपि शुद्धं कुर्वन्ति तान् वयम् उक्त्वा अत्र तत्र कुर्वन्तु इति अपि वयं वदामः तैः सः वार्तालापं कुर्मः यदा शुद्धं नास्ति यत्र शुद्धं शुद्धं नास्ति वयं तस्मिन् समये वार्तालापं कृत्वा अधिकशुद्धं कारयामः इति एव अस्माकं लक्ष्यम्